नमस्कारः अहं भवतां भोजनगृहतः भोजनविषये आर्डर् दत्तवती आसम् अहम् एकवादने तद् विषये काल् कृतवती किन्तु इदानीं सार्धद्विवादनात् परं मम भोजनम् आगतं तद् आगतम् एकं तु विलम्बेन अस्ति पुनः अहं यद् विषये आर्डर् दत्तवती तदपेक्षया भिन्नं भोजनम् अत्र अस्ति नाम अहम् अधिकः कटुः न भवेत् इति उक् उक्तवती तथापि अत्र भोजनं भोजने कटुरसः अधिकः अस्ति एवं च भोजनं यद् अस्ति तद् आय्लि अधिकं जातमस्ति अतः अहं तत् भोक्तुं न शक्नोमि रोटिका यद् भोजने दत्ता अस्ति सः अपि फ़्रेश् न दृश्यते अतः अहं तत् भोक्तुं न शक्नोमि कृपया मम भोजनं यद् मया मम कृते दत्तमस्ति तत् पुनः स्वीकरोतु एवं च अहं यद् धनं दत्तवती तदपि मम कृते पुनः यच्छन्ति चेत् सम्यक् भवति अतः यतो हि अहं तद् भोजनं खादितुं न शक्नोमि